वस्तुतः मम जीवनकाले ये तन्त्रज्ञान सम्बद्धाः स्य आविष्कारकाः भवन्ति ते मम जीवनकाले एव आसन् इति अहं वक्तुं न शक्नोमि ते तु आदौ आसन् अहं यदा मम अहं यदा अत्र आगतवान् नाम भूमशय्यां नाम यथा आसीत् तत्र नाम भूमशय्या भूमशय्या नाम इति तत्र जन्म यदा जातः आसीत् तदा आम् शृतवान् नाम तदा आरभ्य एतावत्कालपर्यन्तम् कालेषु कवोपि कोऽपि आगतः कोऽपि वा गतः इति तत्र तु कौण्टिङ्ग् मेन कृतमस्ति नाम नियमितरूपेण कः आगतः कः वा गतः इति तु अहं न जानामि परन्तु तत्र बहवः जनाः आसन् ये कम्प्यूटर् नाम फ़्रिष्टवन्तः कम्पीटर् इत्यस्य जनकः ये भवन्ति एवञ्च दूरवाण्याः जनकः यः भवति तत्र भिन्नः नाम यथा यापेल् च नाम कम्पेनि भवति खलु तत्र ये जनाः भवन्ति जनकाः भवन्ति तेषां विषयः अहं शृतवान् परन्तु विषद्रूपेण अहं तेषां विषयं वक्तुं न शक्नोमि यतोऽहि तथा अध्ययनं न्या न कृतं मया नाम ए फ़ौण्डर् भवन्ति अतः ये जनकाः भवन्ति तेषां विषये तथा अध्ययनं मम न जातः इति कारणात् न जातमिति कारणात् अहं तथा वक्तुं डिटैल्स् रूपेण न शक्नोमि